राजस्थानप्रदेशस्य भूमिरियं वीराणां भूमिः वर्तते अत्य अत्रत्याः वीराः वचनबद्धाः भवन्ति अत्र प्राणचिन्तां विहाय जनाः राष्ट्रहिताय रक्षणे च उन्मुखाः भवन्ति मेवाड् तथैव तथैव मेवाडप्रान्ते गौराबादलनामाख्यौ द्वौ वीरौ आस्तां तयोः यः बादलनामाख्यवीरः सः मस्तकच्छेदनानन्तरमपि युद्धं कृतवान् एतादृशानां पुण्यतिथौ उत्सवानाम् आयोजनं जनैः क्रियते तथैव गोरक्षणतत्पराणां तेजाजि इति नामाख्यानां योद्धानां स्मृतौ अपि प्रदेशेस्मिन् उत्सवस्य आयोजनं भवति